अम् अहम् आएटि प्रदेशे वसामि इति कारणेन अत्र विभिन्न कार्याणि चलन्ति भिन्नभिन्न क्षेत्राणाम् इत्युक्ते विभागाः डिपाट्मेन्ट्स् सन्ति तत्र छात्राणां पठनं पाठनम् इति भवति शोधकार्ये ये निरताः सन्ति तेषां आविष्काराः चलन्ति एवं भिन्नभिन्न कार्याः अपि प्रचलन्तः भवति शिक्षकाः छात्रान् पाठयन्ति त बोधयन्ति पि एच् डि छात्राः तेषां कृते बोधयन्ति कदाचित् न केवलं पठनं अपि तु मानसिकदृष्ट्या अपि द्रष्टव्यं भवति इति पि एच् डि छात्राणां विषये बहु अति सामीप्यं भवति भान् मानसिकदृष्ट्या अपि ते सर्वं वदन्ति तादृशः उत्तमः सम्बन्धः शिक्षकः शिष्यः तयोर्मध्ये सम्बन्धः चलति अनन्तरम् अत्र भिन्नभिन्न महाविद्यालयात् जनाः छात्रान् योजयामः एवं भवति कदाचित् छात्राणाम् आयोजनं महाविद्यालयानाम्म्ध्ये भवति अत्रत्यः छात्रः अन्यत्र अन्य मध महाविद्यालये पठने योजयति अनन्तरं तत्रत्य छात्रः अत्र आगत्य पठने योजयति भिन्नभिन्न पाठ्यक्रमः कोर्सस्मध्ये ते योजयन्ति तथा महाविद्यालयानां कोलब्रेशन् भवति अनन्तरम् अत्र कोन्फ़रेन्स् सेमिनार्स् वर्क्शाप्स् कार्यशालाः प्रचलन्ति अतः भिन्नभिन्न देशात् अपि जनाः आगच्छन्ति अनन्तरं राज्यात् अपि आतत् अत्रत्य म अस्माकं भारतदेशस्य विभिन्न राज्यात् जनाः अपि आगच्छन्ति कोन्फ़रेन्स् समेनास् चलन्ति इति कारणेन भिन्नभिन्न द जनान् वयम् अत्र पश्यामः मेलनम् अपि भविष्यति एव अत्र वासः तेषां भोजनव्यवस्था सर्वं भवति त अत्र एव ते वासं कुर्वन्ति कार्यशालायाः अपि उत्तमरीत्या प्रचलति एवं कार्यशालां निमित्तं भिन्नभिन्न महाविद्यालयादपि जनाः आगच्छन्ति इति रूपेण महाविद्यालयस्य शिक्षकानां वर्धनम् अपि भवति वर्क्शाप्स् कार्यशालाः प्रचलनात् कारणेन तस्य रूपेण शिक्षकानां वर्धनं भवति एवं विभिन्न कार्याणि अत्र चलत् अस्ति यदा अहं दृष्टवती अस्मि तदा अहं चिन्तयामि अस्माकम् योजनं मेलनम् इति राष्ट्रीय राज्ये एवं सर्वत्र अस्ति एव